मम प्रदेशे आरोग्यसेवा कर्त्र्यः गृहगृहं प्रति गत्वा आरोग्यस्य व विषयं पृच्छति तदा गृहे विद्यमानजनाः कदाचित् तासाम् आगमनेन सन्तुष्टाः न भवन्ति रोगस्य गोपनं कुर्वन्ति यदा रोगस्य तीव्रता भवति तदा चिकित्सालयं गच्छन्ति तस्मिन् समये चिकित्सालयेषु विद्यमानाः अन्य वैद्याः अन्यविद् वैद्यशालां गन्तु सूचयन्ति समीपे विद्यमाने चिकित्सालये तावत् चिकित्सायाः उपकरणं न भवति रोगिणः पूर्वमेव सूचितवन्तः चेत् लघुचिकित्सा पर्याप्ता भवति रोगः रोगम् उल् उल्ब उल्भणं भवति चेत् शस्त्रचिकित्सा एव निवारकं भवति अतः जनाः कष्टम् अनुभवन्ति एवम् आरोग्यसेवा कर्तृभिः समस्याः सम्मुखीक्रियमाणाः सन्ति